मम लेखनशैल्यः भिन्नाः सन्ति परन्तु विज्ञानकथा उपन्यासः काव्यं च पठित्वा मम आनन्दः भवति ज्ञानचर्चा विज्ञानचर्चाद्वारा नूतनविचाराणाम् अद्भुतविज्ञानस्य च विषये ज्ञात्वा मम आनन्दः भवति उपन्यासेषु भिन्नभिन्नकथानाम् अनुभवेन मम आनन्दः भवति काव्यं तु मम हृदयं स्प्रशन्तः भावानां सुवर्ण अभिव्यक्तिं ददाति अधुना एवम् अहम् इति अतीवरोमाञ्चकारी उपन्यासं पठितवान् रहस्यपूर्णाः ग्रन्थाः च सन्ति इति रोमाञ्चकारी उपन्यासः अस्ति अस्य कथालेखकः च मम रोचते लेखनशैल्या अहं अवगच्छामि तत् अस्ति यत् मनुष्यः स्ववचनं सुन्दरं प्रभाविरूपेण च व्यञ्जयति